हरिः ओं किमपेक्ष्यते स्वागतं तत्र वामभागे वृक्षस्य अधः टिकेण्ट् टिकेट् कौण्टर् अस्ति गत्त्वा स्वीकर्तुं शक्नोति तद् वा तत्र यदि भवती पद्भ्यां गन्तुमिच्छति तर्हि पञ्चाशत् रूप्यकाणि यदि वाहनं स्वीकर्तुमिच्छति तर्हि इतोपि पञ्चाशत् रूप्यकाणि दातव्यानि भवन्ति एवं तर्हि वाहनं स्वीकरोति चेत् अलं शतं रूप्यकाणि ददाति चेत् सम्यक् एवं तत्र अग्रे इतोपि पञ्चाशत् रूप्यकाणि दीयते चेत् तत्र केमरा अपि दीयते क्षम्यतां अत्र अन्तः केमरा इत्या दूरवाणी इत्यादिकं न स्वीकरणीयम् अतः भवती यदि इच्छति चेत् केमरा एव स्वीकर्तुं शक्यते यदस्माभिः दीयते तत्रैव पार्श्वे एव दूरवाणीस्थापनार्थं कौण्टर् एकमस्ति तत्र दत्वा गन्तुं शक्यते नास्ति तत्र एवमेव ददाति चेत् ते टोकन् यच्छन्ति तावदेव धनं किमपि नास्ति निश्शुल्कमस्ति आं सन्ति भवती यानमेव स्वीकृत्य गच्छति खलु अतः त ते तत्सर्वमपि द्रष्टुं नयन्ति पद्भ्यां गच्छति चेत् तादृशव्यवस्था न कल्प्यते यानेन गच्छति चेत् तत् सर्वमपि दर्श्यन्ति आं नापेक्ष्यते आँ अत्रैव पार्श्वे एव आपणः विद्यन्ते प्रत्येकस्यापि प्रसेल् पार्श्वे एव लघु लघु आपणाः सन्ति तत्रैव भवती यदिच्छति तत् क्रीत्वा तेषां कृते दातुं शक्नोति अन्ते भवती यदा सर्वमपि दर्शनं समापयति तदानीम् अन्ते एकः आपणः अस्ति तत्र कच्छपः लघु लघु पक्षिणः सन्ति भवती इच्छति चेत् तत्सर्वमपि क्रेतुं ग्रहं नेतुमपि शक्नोति आं चिन्ता नास्ति कार्ड् अपि स्वीक्रियते यदि भवती इच्छति तर्हि तत्र भवत्याः नाम सङ्केतादिकं लिखति चेत् वयं स्वयमेव गृहं प्रति प्रापयामः आं पञ्चवादनात् पूर्वमेव तद् करणीयं यतो हि आपणस्य पिधानसमयः सः धन्यवादः शुभयात्रा